हरिः ओम् आम् आं नमो नमः कथं सन्ति महोदय भवान् शोभनम् एवञ्च किञ्चित् वार्तालापः वार्ता आसीत् काचित् विद्यालये अधुना अध्ययनम् अध्यापनं कीदृशं चलति किञ्चित् अवगन्तुम् इच्छामि

शोभनं शोभनम् आम् शोभनम् अतीव अतीव शोभनं मोमुद्यते मो मे मनः एवञ्च एवं विचारः आगतः यत् किञ्चित् छात्राणाम् अध्यापकानां विशेषरूपेण अध्यापकानां अभिरुचीनाम् अद्य संवर्धनम् करणीयम् विद्यालये यत्किमपि पाठनीयं पाठनं तु चलति एव तत्करणीयं पाठनेन सह स्वकीयं किञ्चित् यत् कौशलं भवति आम् व्यक्तेः कौसलस्च अभिवर्धनं कथं भवेत् इति किञ्चित् विचारणीयम् अस्ति आम् आम् आम्

आम्

आम् आम् आं शोभनम्

समये समये समये कुर्वन्ति सत्यं समीचीनम् एकम् एका आम् यस्य यत्किमपि सेमिनार् इत्यादिकं भवति तत्र यानि शोधलेखनानि आगच्छन्ति तेषां शोधलेखानाम् अपि प्रकाशनं भवेत् इति आम् आम् आं सत्यम्

लेख आम् आम्

आम् आम् आं शोभनम् आने आम् आं वदतु आम् आम् आम् आम्

आम् आं शोभनम् आम् बहु उत्तमम् अनेन कौशलविकासः भविष्यति अध्यापकानाम् एवञ्च छात्राणाङ्कृते अपि हितकरम् इदं कार्यम् इदं भविष्यति आम् आम् सत्यं सत्यम् आं वर्धयन्तु एतत् कार्यम् अग्रे वर्धयन्तु भवान् आं किञ्चित् छात्राणाङ्कृते एवञ्च अध्यापकाः अध्यापकाः छात्राः च मिलित्वा किञ्चित् क्रीड क्रीडनम् अपि सह एव कर्तुं शक्नुवन्ति क्री क्रीडनेन अपि बौद्धिकविकासः भवति एवञ्च शारीरिकविकासः अपि भवति तस्मिन् विषये अपि आम्

आम् आम् ओ अस्तु अतीव उत्तमम् अतीव उत्तमं शोभनं शोभनम् आम् आम् आं धन्यवादः धन्यवादः महोदय मिलामः पुनर्मिलामः हरिः ओम् आम्